सामान्यतया अहं पुस्तकानि पुस्तकालयतः एव क्रीणामि अट् बुक् सेण्टर् सर्वमस्ति समीपे तादृशात् आपणात् अहं स्वीकरोमि अनन्तरं सेकेण्ड् हाण्ड् अथवा न्यूनमूल्यस्य पुस्तकानाम् अवेलेबल् अपि समीपे समीपप्रदेशे अस्ति तत्रापि गत्वा मम पुत्रस्य आवश्यकतानुसारणं पठनस्य किमपि पुस्तकम् आवश्यकमिति च आवश्यकं चेत् तत्र गत्वा अहं क्रीणामि अनन्तरं रेयर् पुस्तकं सर्वम् अस्ति किल तदपि अहं तत्र गत्वा क्रीणामि